आधुनिकसमये जनाः सर्वेषु कार्येषु विभिन्नानां यन्त्राणाम् उपयोगं कुर्वन्ति अतः जलस्य शोधनार्थम् अपि एक्वागार्ड् इत्यस्य उपयोगं कुर्वन्ति जलस्य शोधनार्थं बहवः गृहोपचाराः सन्ति यथा बाष्पिकरणमाध्यमेन जलं शोधनं कर्तुं शक्यते प्रत्येकस्मिन् जलस्रोते प्रक्षालनचूर्णस्य अथवा ब्लिचिङ्ग् पौदर् इत्यस्य उपयोगः भवति चेदपि जलं स्वच्छं ति तिष्ठति बालूकापाषाणखण्ड अङ्गार आदियुक्ते कुम्भे यदि जलं स्थापयामः तर्हि कुम्भतले स्थिते लघुच्छिद्रेण जलबिन्दुं पातयित्वा जलं शुद्धं कर्तुं शक्यते गृहेषु कूपात् जलम् आनीय अथवा पातुं योग्यं जलमानीय पात्रं संस्थाप्य उषीरं च संस्थाप्य उष्णं कृत्वा सम्यक् क्वथयित्वा जलं यदा शीतं भवति तदा श्वेतवस्त्रेण शोधं कृत्वा पातुम् उपयोगं कुर्मः क्वचित् स्थानेषु तुलचि तुल्सि पत्रम् अपि पानजले स्थापयन्ति